आं समग्ररूपेण अस्माकं क्षेत्रे त्रिपुराराज्ये च क्रीडाविकासस्य सहायतां सर्वकारीयसंस्थायाः लाभहितसंस्थायाः सहायतां कुर्वन्ति तदस्ति भारतिय क्रिकेट् बोर्ड् बि सि सि ऐ इति अस्माकं त्रिपुराराज्ये सर्वकारीयसंस्थाः क्रीडकानां उत्तमोत्तममाद्धमे क्रीडा करोति तद्विषये चिन्तयित्वा ते प्रशिक्षणं शिबिरः क्रीडाकौशलं तथा बहूनि आधुनिक उपकरणानि आनीतम् तद्द्वारा कौशलविकासस्य वर्धनं कृतवान् तत्र वहवः प्रकाराः सन्ति एकमस्ति क्रीकेट् कन्दकक्रीडा तथा च कबड्डी खोको आदिविषयः सन्ति